हरि ओं भगिनी हा अहं सम्यगस्मि भवन्तः हा सर्वेपि कुशलिनः हा क्रियमाणमस्ति चिन्ता नास्ति वदन्तु आं भगिनी आगन्तुं शक्नोमि कदा आगन्तव्यं किं भगिनी सम्यक् न श्रुतं भगिनी तावत् शीघ्रं कथं आगन्तुं शक्यते मम गृहे अपि स्वकार्याणि इति भवन्ति खलु अप् अपि च गृहे अनुजाः अपि सन्ति तेषां उपहारव्यवस्था करणीया तेषां शाला अपि नववादने एव आरभ्यते इत्यतः पाकादिकं मया त तस्मात् प्रागेव समापनीयं भवति अतः अष्टवादने आगन्तुं न शक्यते सार्धनववादने आगच्छामि शक्यते वा तावत् शीघ्रं न शक्यते भगिनी नववादने हा अस्तु शक्यते भगिनी तत् आम् भगिनी चिन्ता नास्ति मया क्रियते किन्तु मम एका विनन्तिः विनन्ती वर्तते नित्यं मया कार्यं क्रियते एव श्वः इतोपि अधिकं कार्यं भवति इत्यतः मह्यं मम जीविकायां किञ्चित् अधिकं धनं स्थापयितुं शक्नुवन्ति वा आम् आं भगिनी हा अस्तु भगिनी अद्य चेत् शक्यते कदा आगच्छामि आम् भगिनी निश्चयेन आगच्छामि हा राम् राम्